अहं तु बहवः पुस्तकानि न पठितवान् तर्हि भगवद्गीता सम्पूर्णं तु नास्ति तर्हि सम्पूर्णं तु न तर्हि तस्य सारः अहं ज्ञातवान् न किमस्ति तस्य पुस्तके एवं तर्हि तत्र तत्र बहु बहु श्रेष्ठः तत्त्वज्ञानं वर्तते तर्हि तस्य इम्पाक्ट् मम उपरि वर्तते